यदि मया कृतं बक्ष्यं यथा अपेक्षितं तथा न भवति तर्हि तत्खाद्यस्य अपव्ययं न करोमि किमर्थञ्चेत् अन्न एव ब्रह्मा इति विद्यते तत्कारणात् आहारस्य अपव्ययं न करोमि तत्तु परिपाकस्य नूतनप्रयोगं करोमि किमर्थञ्चेत् यदि अपेक्षितं न भवति तदा अपेक्षं करणीयं अतः एव यथा अपेक्षा भवति तथा कर्तुं प्रयत्नं करोमि परन्तु यदि अपेक्षितरीत्या न भवति तदा तत्परिपाकस्य नूतनप्रयोगं कृत्वा पुनरेकवारं अपेक्षितरीत्या कर्तुं प्रयत्नं करोमि